अहम् अहं मया सा सख्याः सह एव यात्रां कर्तुम् इच्छामि किमर्थम् इत्युक्ते वयं सर्वे समानवयसः समान चिन्तया समान तिन्किन्ङ् अपि भवति तद् तदेव अहं मम साक् सख्यां सखि सख्यां सा साकमेव यात्रां कर्तुम् इच्छामि सख्याः अनन्तरं सख्याः साकं सख्याः सह कर करोति चेत् अहमपि बहूनि सन्तोषम् अनुभवामि